सामाजिकं वास्तविकं च कार्यक्रमः मम प्रदेशे शारदीय उत्सवः वर्तते शारदीय उत्सवः समारोहः भवति विभिन्नस्थानात् सर्वे आगच्छन्ति सर्वे मिलित्वा सौहारितुं स्थापनं कुर्वन्ति सर्वे मिलित्वा आनन्दं कुर्वन्ति अस्य उत्सवेन जातिधर्मवर्णनिर्विशेषे सर्वे आगच्छन्ति भात्रृबन्धवैः च आबद्धं भवन्ति अहमपि अस्मिन् उत्सवे योगदानं कृत्वा आनन्दम् अनुभवामि